अहम् यदा बाल्यकाले आसम् अहं षष्ठीकक्षातः दशमकक्षा पर्यन्तम् एकविद्यालये आसं तत्र एकः मम महोदयः अस्ति तनूज् महादयः तस्य गृहं भवति मम विद्यालयतः पञ्च किलोमिटार् दूरे आवां द्वौ यदा सः महोदय यत्र कुत्रापि गच्छति सः माम् आह्वयति प्रवासार्थम् अहं यदा गच्छामि प्रवासार्थं महोदयेन साकं तत् सर्वदा महोदयः वदति अस्माकं लक्ष्यं भवति प्रवासे संस्कृतस्य प्रचारः प्रसारः तो आवां द्वौ महोदयस्य गृहात् तस्य महोदयस्य मित्रस्य गृहं प्रति गच्छामः चेत् आवां द्वौ यत् यानेन गच्छामः तत्र संस्कृतस्य प्रचारप्रसारं कुर्मः गृहात् वयं प्रातःकाले गच्छामः तत्र आदिनं तिष्ठामः अनन्तरं पुनः सायं काले आगच्छामः एतादृश प्रवासं भवति पुनः यदा अहं दशमीकक्षा अनन्तरं यदा उपशास्त्रीमध्ये आसं तस्मिन् समये आवां द्वौ यदा प्रवासार्थं कुत्रापि गन्तव्यं भवति चेद् महोदयस्य बैक् यानम् आसीत् तदा बैक् यानेन उभौ उपविश्य यत्र गच्छामः तत्र प्रवासं रात्रिप्रवासं कुर्मः पुनः प्रातःकाले आगच्छामः एतादृशः अस्माकं प्रवासः चलति तद् प्रवाससमये अस्माकं लक्ष्यं मुख्य भवति इत्युक्ते संस्कृतभाषायाः प्रचारप्रसारः कथं ते स संस्कृतभाषायां सम्भाषणं कर्तुं शक्नोति कथं ते अग्रे संस्कृतस्य यद् तत्र यद् किमपि कार्यम् अस्ति वा संस्कृतं पठित्वा ते किमपि अग्रे कर्तुं शक्नोति तावद् सर्वं आवां द्वौ गत्वा तेषां कृते वदामः एतादृशः भवति परन्तु ग्रामेषु च तथा सर्वे किं ज्ञानिनः सन्ति तथा नास्ति अहं यदा प्रवासार्थं गच्छामि तत्र गीता पाठयामः श्रीमद्भगवद्गीता किं भागवद् उत्कलभाषायाम् अस्ति तद् तेषां कृते वदामः एतद् पठतु इति एतादृशः अस्माकं प्रवासे भवति